व्याकरणशास्त्रे मम अध्ययनशास्त्रं बहुभ्यः वर्षेभ्यः तत् शास्त्रं मया अत्र अधीयते व्याकरणशास्त्रस्य स्थूलपरिचयः एवं भवति आहत्य प्रयुक्तानाम् इदम् अन्वाख्यानाम् इत्युच्यते अन्वाख्यानं श शास्त्रम् लोके ये शब्दाः प्रयुज्यमानाः भवन्ति तेषां अन्वाख्यानां शास्त्रेण क्रियते आहत्य व्याकरणम् इति शब्देन शब्दः शब्दस्य विमर्शः अत्र परिचयार्थं पर्याप्तो भवति व्याकरणम् इत्यत्र व्याक्रियन्ते व्युत्पाद्यन्ते प्रकृतिः प्रत्ययः विभागविषयी क्रियन्ते अनेन साधुशब्दाः असाधु शब्देभ्यः प्र् विविच्छ पृथक् ज्ञापयन्ते इति व्याकरणम् अत्र व्याकरणम् इत्यत्र वि आङ् इत्युपसर्गद्वयपूर्वकात् कृ करणे इति धातोः करणे अर्थे युट् प्रत्यये व्याकरणम् इति शब्दः निष्पन्नो भवति व्याकरणमित्यत्र पूर्वम् उक्तरीत्या असाधुः शब्देभ्यः साधुशब्दानां पृथक् करणम् अनन्तरं साधुशब्दानां प्रकृतिः प्रत्ययः विभाग विषयीकरणम् एवं सिद्धानां शब्दानां लोके अन्वाख्यानां प्रयोगप्रत्ययविद्यमानानां स शिष्टप्रयुक्तशब्दानां शास्त्रेण स्वीकारः एवं बहवः अंशाः इतः व्याकरणशास्त्रेण अवगम्यन्ते एते अंशाः ये पूर्वोक्ताः ते व्याकरणशास्त्रस्य वस्तुतः प्रतिपाद्याः अथवा अत्यन्तं प्रमेयाशाः भवन्ति इदं व्याकरणशास्त्रं यद् अस्ति ब्रह्म बृहस्पतये प्रोवाच बृहस्पतिरिन्द्राय इन्द्रोभारद्वाजाय भारद्वाजऋषिभ्यः ऋषयो ब्राह्मणेभ्यः ब्राह्मणाः तङ्कल् विवं छन्दसि उपरिदिक्षोः इति तत्र प्रतिपदपाठस्य परम्परा तत्र दृश्यते ब्रह्मणः आरभ्य व्याकरणपाठस्य आरम्भः कृतः इत्युच्यते साम् साम्प्रतं तथा प्रतिपदपाठः न शक्यः इति कारणतः संक्षेपेण तन्त्रेण व्याकरणं बोधनीयं तदर्थं शास्त्रं प्रवृत्तम् तन्त्रेण इत्युक्ते इदानीं भक्तिः शक्तिः युक्तिः रक्तिः नीतिः मतिः वीतिः एवम् एकैकमपि पदं वयं वदामश्चेत् तस्य प्रतिपदपाठः इत्युच्यते परन्तु धातूनुक्त्वा तेभ्यः धातुभ्यः तिङ् प्रत्यत्यः विधीयते इति वयं तन्त्रेण वदेम चेत् तत्र तन्त्रेण शास्त्रं तद् तत् प्रकारकान् सर्वानपि शब्दान् शास्तुं शक्नोति तदेव अत्र अस्ति तन्त्रेण निर्देशः तन्त्रेण निर्वहणम् इति तदेव अत्र अव अपि अवगम्यते यत् शास्त्रं तन्त्रेण अत्यन्तं किम् सौकर्यातिशयेन समग्रलोकव्यवहारे विद्यमानान् शब्दान् नियमयति व्यवस्थापयति इति तदर्थं व्याकरणम् अपेक्षितम् एवं बहुधा व्याकरणशास्त्रम् अपेक्षते आहत्य लोके व्याकरणशास्त्रस्य विशिष्टं किञ्चित् वैशिष्ट्यं निरूपणीयञ्चेत् इदानीम् सस्यशास्त्रस्य जनाः ये केचित् स्युः अथवा प्राणिशास्त्रस्य जनाः स्युः अथवा गर्भशास्त्रस्य जनाः स्युः वनस्पतिविज्ञानस्य आयुर्वेदस्य अथवा कोशशास्त्रस्य लेक्सिकोग्रफ़ि इत्यस्य अभिज्ञाः स्युः अथवा पण्डिताः पाकशास्त्रे स्युः अथवा कोविदाः तत्र लोहशास्त्रे स्युः एवम् एकेऽपि स्युः तेषां तेषां क्षेत्रस्य यावन्तः पदार्थाः नूतनाः भवन्ति तेषां समेषामपि पदार्थानाम् शब्दनिर्माणाय शब्दप्रवृत्यर्थं तत्र शब्दाः अपेक्षिताः तादृशशब्दानां साधुत्व अन्वाख्यानं वैयाकरणाः एव कर्तुम् अर्हन्ति यतः शब्दस्य शब्दविद्यापि महती अस्ति निरन्तरम् अष्टवर्षाणि वा दशवर्षाणि माता परिश्रमेण अधीतञ्चेदेव इदं शास्त्रम् किञ्चित् अस्माभिः अवगतं भवति एवं प्रतिक्षेत्रं व्यवहारं प्रवर्तनार्थम् साधुः साधुत्वम् अन्वाख्यानाय च व्याकरणशास्त्रम् अपेक्षितं भवति अतः व्याकरणशास्त्रस्य विस्तरेण अध्ययनं व्याकरणशास्त्रस्य ग्रन्थादीनाम् अध्ययनम् अपेक्षितम् इदं व्याकरणशास्त्रं यद्यपि ब्रह्मणा समारब्धं तथापि सद्यः अस्माभिः पाणिनीयं व्याकरणशास्त्रम् अधीयते तत्र त्रिमुनि व्याकरणमित्येव शब्दाः परम्परा वा प्रसिद्धा तत्र त्रिमुनिव्याकरणम् इत्यत्र पाणिनीकात्यायनपतञ्जलिमहर्षयः शास्त्रं प्रवृत्तयामासुः पाणिनेः सूत्रग्रन्थः अष्टाध्यायी ग्रन्थः पुनः कात्यायनेन वार्तिकग्रन्थः प्रवर्तितः एवं पतञ्जलिमहर्षेः ग्रन्थस्तु महाभाष्यम् इति ग्रन्थः प्रवर्तितः एतेन अस्माभिः त्रिमुनिव्याकरणम् इति उच्यते आहत्य सूत्रम् इत्यत्र संक्षेपेण सूत्रस्यापि लक्षणम् प्रायः ज्ञातमेव भवति तत्र अल्पाक्षरमसन्धिग्धं सारवद्विश्वतोमुखम् अस्तोभमनवद्यञ्चसूत्रंसूत्रविदोविदुः इत्युच्यते आहत्य अत्यन्तं संक्षेपेण विश्वतोमुखस्य अर्थस्य कुत्रापि जाटिल्यं विना पुनः सन्धिग्धताञ्च विना निरूपणमेव सूत्रम् इति उच्यते तत्र अकस्मात् एकेचिदंशाः नोक्ताः चेत् केचिद् अंशाः च्युताः चेत् अथवा कालेन नूतनाः विचाराः तत्र युक्ताः चेत् तस्य कथनं वार्तिकेन क्रियते तदर्थमेव उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते तं ग्रन्थयुक्तं वार्तिकं प्राहुः वार्तिकज्ञा मनीषिणः इत्युच्यते अतः तत्र वार्तिकग्रन्थः उक्तम् अनुक्तम् अथवा अन्यथा उक्तम् अथवा कालेन अन्यथा जातं वा समीकरोति अथवा तत्र योजयति तद् वार्तिकग्रन्थत्वेन अस्माभिः गृह्यते तदनन्तरं सूत्रार्थो भाष्यस्य नि निर्वचनं सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदोविदुः इति तत्र उच्यते सूत्रार्थः यत्र वर्ण्यते किञ्च पदैः स्वपदः स्वपदानुसारिभिः स्वीयैः पदैः स्वातन्त्रेण भाष्यकर्ता अथवा प्रवर्तकेन यत्र अर्थः सूत्रस्य वर्ण्यन्ते सूत्रानुसारिभिः शब्दैः किञ्च स्वपदेन च स्वीयाः अभिप्रायाः अपि कालानुसारं देशानुसारम् अवाप्ताः यत्र वर्ण्यन्ते तस्य उच्यते तत्र भाष्यमिति एवं ग्रन्थत्रयेण आस्माकं व्याकरणशास्त्रं व्याकरणशास्त्रं परमपरात्रयेण तत् त्रिमुनिः व्याकरणमिति परम्परया इदं व्याकरणशास्त्रं समन्वितं सम्भूषितं विद्योतते तदनन्तरं सि लघुसिद्धान्तकौमुदी सिद्धान्तकौमुदी लघुशब्देन्दुशेखरः भूषणसारः एवम् एवं बहवः ग्रन्थाः सन्ति आचार्याः आचार्याः अपि बहवः सन्ति विशेषतः व्याकरणस्य प्रयोगविषयः प्रयोगाः प्रमेयाः प्रक्रियाः इति मार्गत्रयम् अत्र प्रक्रिया व्याकरणं प्रमेयव्याकरणं प्रयोगव्याकरणं तत्र प्रमेये दृष्टा दार्शनं दर्शनादि विषयाः अन्तर्भवन्ति शब्दबोधः स्फोटः इति सर्वेऽपि अंशाः प्रमेयन्तर्भवन्ति तत्र सन्धिविचाराः अङ्गकार्याणि इत्यादीनि प्रक्रियायाम् अन्तर्भवन्ति किञ्च प्रयोगे वाचोयुक्तिः स्यात् लोकव्यवहारः स्यात् अथवा एते सर्वेप्यंशाः अत्र अन्तर्भवन्ति अप्रमेयेन अप्रयोगे अन्तर्भवन्ति एवं धारात्रितयेन व्याकरणशास्त्रम् अत्यन्तं सुविन्यस्तं वर्तते जगतः सर्वानपि व्यवहारान् निश्चयेन निर्व्यूढुम् इदं व्याकरणशास्त्रमत्यन्तं दक्षं जगतीतले विद्यमानेषु भाषाविशेषेषु यद् व्याकरणम् अत्यन्तं अतिशयते तदपि अतिशयं संस्कृतव्याकरणं तिष्ठति यन्त्रपोषकं यथा तथा महोज्वलकाव्यपोषकमपि इदं व्याकरणशास्त्रं तथा शक्तिः अनुष्टुप् अपि पद्यरचनात् शक्यते महादण्डकेन आनन्ददण्डकेनापि पद्यरचना अत्र शक्यते कलात्मकः व्य कलात्मकः विचारः अपि प्रतिपादयितुं शक्याः आनन्दकोषस्य पोषकाः एवमेव अत्यन्तं तर्कबद्धाः अपि ज्ञानलेखनविशेषाः अपि अद्य कर्तुं शक्याः तथा शक्तिः अस्याः भाषायाः वर्तते इत्यत्र सुपरिष्कृतम् अत्यन्तं सुविविक्तं व्याकरणमेव तत्र हेतुः